हलो हरिः ओं हरिः ओं महोदयः भवान् कः अहम् अमनः वदन्नस्मि नाम सामग्र्यः नाम काः मम मम कृते तु मोबैल् अपेक्ष्यते

नाम भवतः पार्श्वे सेम्सङ्ग् नाम वीवो इत्यादिकं मोबैल् सर्वे सन्ति वा मम कृते तु एण्ड्रोय्ड् मोबैल् अपेक्ष्यते अन्यत् तस्य क्याम्रा अपि सम्यक् भवेत् एवं च मेमोरि अपि सम्यक् भवेत् धनस्य चिन्ता नास्ति तत्तु अहं करोम्येव नाम थर्टि थौसण्ड् थर्टि टु फ़ोट्रि अबौ

कति ब्याट्रि अस्ति कति ब्याट्रि अस्ति नाम यथा भवेत् ओहो सिक्स् थौसण्ड् वा ओहो एवं वा

तत्र दूरभाषीयं दूरभाषायन्त्रेण सह नाम किं किं प्राप्नोति प्राप्नोमि अहं

ओहो तस्य कः नाम कति वारण्टी भवति कति वर्षाणि ओ वर्षद्वयं वा ओहो एवं वा तर्हि कुत्र अस्ति भवतः शोप् ओहो तत्र वा अस्तु सायङ्काले आगच्छामि धन्यवादः